सामाजिकपरिरक्षणम् इत्यस्य अर्थः पर्यावरणपरिरक्षणम् इति विचिन्त्य मया किञ्चित् उच्यते तत्र पूर्वतनकालादारभ्य स्वातन्त्र्योत्तरभारते पर्यावरणरक्षणार्थं स्वच्छतायाः जागरणार्थं बहु प्रयत्नः क्रियमाणः एव अस्ति तथापि यदारभ्य नरेन्द्रमोदीवर्यः प्रधानमन्त्री समजायत तदारभ्य विशेषरूपेण स्वच्छताविषये जागरूकता जनेषु आगता अस्ति सर्वकारोपि तथा अनु प्रयोजनाः अकरोत् तत्र विशेषेण वक्तव्यञ्चेत् पट्टणपञ्चायत् भवतु ग्राम् पञ्चायत् भवतु नगरेषु सर्वत्र यानं यानमागच्छति यानद्वारा स्वच्छतार्थं प्रयत्नः क्रियते प्रातःकाले यानमागच्छति अवकरादिकं सर्वं स्वीकृत्य गच्छति तदपेक्षया विशेषेण तत्र अवकरेषु अपि पक्वम् अपक्वम् अथवा प्ल्यास्टिक् भिन्नरूपेण पृथक् रूपेण अन्यत् सर्वं पृथग्रूपेण स्वीकृत्य गच्छति अयम् अत्यन्त उत्तमः एकः उद्यमः अथवा प्रयत्नः वर्तते तथैव सर्वकारीयसहकारः अपि जनेभ्यः प्राप्तम् अस्ति प्राप्तः स् सहकारः प्राप्तः अस्ति तत्र विशेषेण प्ल्यास्टिक् निषेधः कृतः अस्ति तत्र प्लास्टिक् निषेधकरणेन अत्यन्तलाभः जातः परन्तु जनाः प्रतिदिनम् उपयोगं कुर्वन्ति तस्मात् कारणात् मम पक्षतः कश्चन अभिप्रायः कः इत्युक्ते प्लास्टिक् निषेधकरणापेक्षया प्लास्टिक् उत्पादनं यत्र यत्र इण्डस्ट्रीस् मध्ये भवति तेषां न् निवारणम् अथवा तेषां स्थगनम् एव समीचीनं भवति प्लास्टिक् यावत्पर्यन्तं भवति तावत्पर्यन्तं मालिन्यं वर्धत एव अतः अत्र सामाजिकपरिरक्षणे अभिवृद्धौ सर्वकारस्य महान् प्रयत्नः अस्तीति वक्तुम् अहम् इच्छामि धन्यवादः